मम इष्टा पुस्तकशृङ्खला अस्ति द लार्ड् आफ़् द रिङ्ग्स् बै जे आर् आर् टोकिन्स् एतत् महाकाव्यं काल्पनिकशृङ्खला झटिलविश्वनिर्माणस्य झटिलप्राणानां शुभस्य भाणं दृष्टस्य च कालातीतानां विषयाणां कृते प्रियं भवति लेखकस्य सजीववर्णनानि च पाठकान् मध्यपृथिवीं प्रति परिवाहनं कुर्वन्ति येन आश्चर्यश्च विस्मयस्य च स्थायीभावः पु सूच्यते तदर्थं मह्यं द लार्ड् आफ़् द रिङ्ग्स् बै जे आर् आर् टोकिन्स् इति इष्टतमा पुस्तकशृङ्खला अस्ति